नमस्कारः एमेज़ोण् अस्ति वा अहं लक्ष्मी अस्मि त्रयः दिवसः पूर्वम् अहमेकं दूरवाणीम् आज्ञापितवती तद् रियल्मी थर्टि प्रो अद्यापि न प्राप्तः तथा करिष्यसि इति मां ज्ञापयितुं शक्नोति वा भवतः नाम अहम् आगामिदिनानि यावत् अत्र न भविष्यामि अतः अहं गृहे भवितुं प्रयत्नेन करिष्यामि यदा भवन्तः आगच्छन्ति इति वदन्ति भवन्तः दूरवाण्याः आदेशम् अप्डेट् कर्तुं शक्नुवन्ति वा धन्यवादः